पर्यावरणसमस्या इति एका महती महती समस्या वर्तते वायुप्रदूषणं जलप्रदूषणं ध्वनिप्रदूषणं भूमिप्रदूषणम् इत्यादीनि पर्यावरणप्रदूषणसमस्या भारते विद्यते मम प्रदेशे नागपुरे अपि एषा समस्या वर्तते नागपुरम् एकं महानगरं वर्तते यानानां सम्मर्दः सञ्चरणं भवति ततः धूमः निस्सरति तेन वायुप्रदूषणं भवति वायुः वायुमध्ये यदा धूमः गच्छति तदा तेन वायुप्रदूषणं भवति अस्माकं श्वसनलिकायां तेषां गमनं भवति तेन विविधरोगाः अपि भवन्ति जलेषु भिन्नभिन्नजलानाम् औद्योगिकक्षेत्रात् आगतं जलं तत्र मिश्रितं भवति तेन जलमपि अस्ति दूषितं भवति जले न ये जीवाः निवसन्ति तेषां कृते तत् कठिनं भवति तेन तेषां मरणमपि भवति वयं जलं पिबामः जलपानेन भिन्नभिन्नरोगाः भवन्ति जनाः मृत्युमपि प्राप्नुवन्ति तथैव भूमिप्रदूषणमपि भवति भिन्नभिन्नरासायनिकपदार्थानां प्रयोगं कृत्वा भूमिः प्रदूषिता भवति तत्र कृषिकार्यं ये कुर्वन्ति ते सम्यक् धान्यं न प्राप्नुवन्ति तथैव ध्वनि प्रदूषणमपि भवति यानानां गमनागमनं ध्वनिः भवति तेन जनानां कर्णयोः समस्या भवति श्रवणयन्त्रस्य समस्या बवति अतः प्रदूषणसमस्या एका महती समस्या अस्ति अतः वयं प्रदूषणं न कुर्मः इति चिन्तयामः